विवाहेषु इदानीं तनविद्यमानगानमेव तत्र सं संस्थाप्यते यथा इदानीं वरं यदि वयं गृहात् आनयामः तदानीं तस्य सः तु अश्वस्य उपरि भवति तस्य पुरतः वयं सर्वे भवामः बान्धवाः मित्राः च मित्राणि च तत्र इदानीन्तनगीतं गीतं संस्थाप्य वयं तत्रैव नर्तनं कृत्वा वयं विवाहस्य मण्ट मण्टपं प्रति आगच्छामः पुनः वधू या भवति सा तु तूष्णीमेव भवति तूष्णीमेव मण्टपम् आगच्छति तत्र द्वयोः मेलनं जायते कुत्र मण्टपे मण्टपे पुनः के विशेषाः भवन्ति इति चेत् यदा तयोः विवाहः जायते विवाहात् पूर्वं वा परं वा रिसप्षन् इति कश्चन कार्यक्रमः भवति रिसप्षन् मध्ये बान्धवाः मित्राणि सर्वे आगत्य स्वस्य कलां प्रदर्शयन्ति तत्र मित्राणि भवन्ति अधिकाधिकतया मित्राणि तत्र आगत्य इदनींतनविद्यमानगानं पुनश्च पुरातनविद्यमानगानं द्वयमपि मेलयित्वा ते नृत्यं कुर्वन्ति पुनः तत्र उत्तमगीतानि एवं भवन्ति इन्दिगा हिन्दिगीतमपि भवति इदानींतनं पुनश्च कन्नडगीतं द्वयमपि मिक्स् कृत्वा ते डान्स् कुर्वन्ति यथा कन्नडगीतायां कन्नडगीतम् एवमस्ति एकम् उदाहरणं यथा इदानीं वदिष्यामि कन्नडभाषायां श्रुण्वन्तु यारे नीनु रोजा ऊवे इति कन्नडभाषायां भवति पुनः हिन्दिभाषायाम् एवं भवति दिल् ने ये कहा हे दिल् से इति भवति त ततः आरम्भः भवति द्वयोः गानयोः मेलयित्वा ते नृत्यं करिष्यन्ति